अहं फ्लिप्कार्ट्तः वर्णम् आर्डर् कृतवती सः वर्णः उत्तमः आसीत् वर्णेषु भिन्नभिन्नवर्णानि सन्ति तेन मम चित्रकला सम्यक् दृश्यते वर्णस्य अधिकं प्रयोगं कर्तुमपि अपेक्षा न भवति यतोऽहि वर्णस्य मात्रा अधिकम् अस्ति किञ्चित् एव जलं स्थाप्यते चेत् अपि वर्णः सम्यक्तया आगच्छति एव अस्य मूल्यमपि न्यूनमेव अस्ति